नमोनमः महोदय मम नाम नरेन्द्रः अस्ति अहं जयपूर्तः अस्मि

आम् महोदय मम प्रश्नः अस्ति वस्तुतः अहं अत्र अध्येतुं आगतः अस्मि पुनः मम विषयः अस्ति लक्ष्मीविषये किमपि ज्ञातुं इच्छामि पुस्तकादिकं अन्वेषितुं अहं यतवान् किन्तु भवतः निर्देशनं इच्छामि

पूर्वज्ञानविषये तु एवं अस्ति लक्ष्मी धन धनस्य देवी अस्ति इति अहं श्रुतवान् पुनः लक्ष्मीं यः पूजयति स धनमाप्नोति इति एवं एवं मम ज्ञानमस्ति

जैनेन्द्रसिद्धान्तकोशः अस्तु

ज्ञानलक्षणावली

वस्तुतः मम निवेदयामि मम निवेदनम् एवमस्ति पुनः यदि वर्तमान आधुनिक काले वा वर्तमान सन्दर्भेषु लक्ष्मीविषयस्य वर्णनं कथं स्यात् एवमिति विषयमहं अध्येतुं इच्छामि

न न तथा नास्ति मम निवेदनमेवमस्ति यदि प्रायशः पुरा काले लक्ष्मीदेवीरूपेण पूजिता पुनः कदाचित् यदा धर्मविषयस्य प्रचार प्रचारः अधिकस्यात् तदा भौतिक समृद्धिरूपेण लक्ष्मी अस्ति इति पुनः वेदान्तादिनः ते धनादिं नश्वरमिति स्वीकुर्वन्ति तदा अस्माभिः इदानीं तस्य अन्वेषणविषये किं किं ज्ञातव्यं यदि लक्ष्मीपूजनीया वा धनं त्याज्यं वा स्वीकरणीयं वा इति ज्ञातुमिच्छामि

अस्तु महोदय अहं भवत पार्श्वे आगच्छामि